तत्र विशेषं लक्ष्यं इत्युक्तौ मनोकामना एव तत्र इति वक्तव्यं मम कृते जगति यो विशेषः विद्यते इत्युक्तौ यद् यद् स्थले यद् यद् समीचीनतया प्राप्यते तादृशं अहं सङ्ग्रहं कृत्वा स्थापयितुम् इच्छामि अतः एव पाषाणखण्डानां मूल्याङ्कनानाम् अपि च मुद्राः याः सन्ति तासां मुद्राणां च सङ्ग्रहः मया कृतः अस्ति तत्तद्देशीयनाणकम् इत्यादिकं मया स्वसमीपे स्थापितम् अस्ति बाल्ये तावत् सङ्ग्रहः केवलं क्रीडार्थम् इति आरब्धम् किन्तु प्रकृते सः अभ्यासः अनुवर्त्यमानः अस्ति तस्मात् मम सन्तोषः प्राप्यते इति कृत्वैव तस्य सङ्ग्रहणं मया क्रियमाणम् अस्ति अपि च बहुत्र मया दृष्टम् अस्ति एवं रूपेण मूल्याङ्कनानि यानि सन्ति अथवा नाणकं वा मुद्राः वा तेषां सर्वेषां एकः सङ्ग्रहालयः क्रियते एवं रूपेण मया मम ग्राम ग्रामे इत्युक्तौ मम नगरे अथवा अत्र अस्माकं अध्ययनपरिसरः विद्यते यः अध्ययनपरिसरः विद्यते तत्र दृश्यमानम् अस्ति तादृश एक तादृशः एकः वस्तुसङ्ग्रहालयः कर्तव्यः इत्यपि मनोकामना मम वर्तते